संस्कृतभाषा अतीवसुमधुरा सुन्दरा प्राचीनतमा वैज्ञानिकी च भाषा वर्तते यस्याः व्याकरणं भगवतः पाणिनिना विरचितम् अस्ति अस्याः भाषायाः सङ्गणकीकरणम् अतीव सुलभम् इति विदुषाम् आशयो दृश्यते तादृशी एषा संस्कृतभाषा गीर्वाग् वाणी सरस्वती आबहोः कालात् गङ्गास्रोतवत् शास्त्रप्रपञ्चे अनूचानतया प्रवर्तमाना वर्वर्ति तस्याः भाषायाः सम्प्रति काले आधुनिकजगति उपयोगः अत्यन्तं न्यूनः सम्पन्नः या भाषा भारतीयभाषाणां सर्वासां जननी वर्तते तस्याः भाषायाः अद्यतन युगे व्यावहारिकभाषात्वेन उपयोगः अङ्गुलीय अङ्गुलीगणनीय एव सम्पन्नः अतः तस्याः भाषायाः विचारप्रचारः न्यूनः जायमानः आधुनिकजगति संस्कृतभाषाभाषी कश्चित् बालः व्यवहर्तुं प्रयु प्रवृत्तः भवति तर्हि न कश्चिदवगच्छत् इत्येव प्रथमा समस्या यतो हि कश्चिद्बालः मातृभाषात्वेन संस्कृतम् अधिगतवान् सः लोकमुखं यदा व्यवहारप्रपञ्चं प्रविशति तदा भाषा इत्युक्ते संवहनमाध्यमः इति हेतोः अन्यस्य तद् भाषिणः अभावात् व्यवहर्तुं न शक्नोति भाष्यते अनया इति भाषा यावत्पर्यन्तं लोकव्यवहारः न सिद्ध्यति तावत्पर्यन्तं तस्य माध्यमस्य भाषात्वेन व्यपदेशः न भवितुमर्हति संस्कृतभाषा पूर्वं व्यवहारात्वेन आसीदिति कृत्वा भाषापदभाक्त्री जाता इदानीं तु सा व्यवहारपथे नास्ति इति कृत्वा आधुनिकजगति व्यवहारे अतीव क्लेशः सञ्जायते संस्कृतभारती तत्सम्बद्धसंस्थाभिश्च संस्कृतभाषायाः लोकमुखकरणम् क्रियमाणम् तदर्थम् सरलमानकसंस्कृतम् इति पद्धतिः तैः आश्रिता इदानीं क्लेशः कः सरलमानकसंस्कृतम् इत्येतदादायः लङ्ग्लकारः सुलभः इति विचिन्त्य भूतकालसामान्यवाचकत्वेन सः अध्याप्यते परन्तु पाणिनिशासनं तथा अङ्गीकारं न प्रदर्शयति तद्दृष्ट्वा ये विद्वांसः शास्त्रविदः ते एतादृशसंस्थायाः विरुद्ध्य भाषन्ते यदा स्वगृहे एव अपप्रचारं कर्तुम् अपरः उपस्थितः अथवा दोषदर्शनं कृत्वा इदम् अयोग्यम् इति कश्चिद् दर्शयति तर्हि तस्य प्रोन्नतिः कथं वा भवेत् इति कृत्वा इद् अद्यत्वेपि यथा भारतम् प्रगतिपथे अस्ति तद्वत् संस्कृतभाषा अपि अभिवर्धनशीला एव वर्तते न तु विकसिता जनमानसेषु भाषायां तृटिः नास्ति भाषायाः नाम एव अस्ति संस्कृतं सम्यक् कृतम् एव संस्कृतं भवति तर्हि भाषायां तृटिर्नास्ति एषा भाषा न केवलं लौकिकी भाषा वैदिकी च इति कृत्वा अस्याहं शुद्धतापरिरक्षणार्थमेव पाणिनीयव्याकरणम् प्रवृत्तमस्ति व्याकरणशास्त्रस्य शुद्धतापरिपालनमेव प्रधानं लक्ष्यं वर्तते न तु व्यवहारसाधनम् व्यवहारस्तु शुद्धया अशुद्धया च भाषया साधयितुं शक्यः अतः तत् शुद्धतापरिपालनपूर्वकं व्यवहारः इत्येतदेव आधुनिकजगति संस्कृतभाषाभाषिणां प्रथमा समस्या वर्तते अतः आधुनिकाः वदन्ति भाषा नाम प्रतिदिनं परिवर्तनशीला प्रतिदिनं तत्र व्यत्यासः सञ्जायते परन्तु भवतां संस्कृते कोपि व्यत्यासो नास्ति यथा पूर्वम् इदानीम् हा अतः सा व्यवहारयोग्या न सा मृतभाषा भवति इति ते अभिप्रयन्ति अतः जनाः तत्र प्रवृत्ताः न्यूनाः भवन्ति अथापि कालोयमागतः तत्र प्रवृत्तिः जनमानसेषु जागृता इदानीम् अधिकतया जनाः व्यवहारार्थं प्रवृत्ताः भवन्ति ग्रामः एव अतीव प्रयत्नेन निर्मितोप्यस्ति संस्कृतभाषाभाषिणाम् अतः ईदृशप्रयासैः आधुनिकजगति संस्कृतभाषायाः प्रोन्नतिः व्यवहारमुखे आनयनम् इत्येत्र प्रयत्नः सुतरां श्लाघ्यः प्रचलति इति मम भाति